अत्र बालाः क्रीडायां भागं ग्रहीतुं प्रोत्साहनं न प्राप्नुवन्ति इत्येव चेत् प्राप्नुवन्ति इत्येव चिन्तयामि अस्य अस्य कारणानि अनेकानि विद्यालयेषु गृहे वा तेषां पाठ्यक्रमे अधिकं मुख्यत्वं प्रस्थितम् अतः क्रीडासु येषां रुचिर्वर्तते तस्य प्रोत्साहनं कर्तव्यमेव केवलं प्रोत्साहनं नालं तत् कथं कथं कर्तव्यं तस्य व्यवस्थाः अनेकाः कर्तव्याः क्रीडाङ्गणं क् क्रीडाविषयाः ये केपि आवश्यकाः क्रीडां क्रीडितुं ताः बालेभ्यः उपलब्धाः बालेभ्यः उपलब्धाः भव् भवेयुः